वृद्धेभ्यः ज्येष्ठेभ्यः मम ग्रामस्य ग्रामीणपरिसरे ग्रामस्य समीपे स्वास्थ्यसेवा सामजिकसाहा सहकारः इत्यादयः विद्यन्ते नाम इदानीं यदा वृष्टिकालः वृष्टिकालात्पूर्वमेव तैः प्रिकाशन् स्वीक्रियते अत्र वृष्टिकाले बहवः मशकाः लभ्यन्ते बहवः मशकाः भवन्ति तस्मात् तैः पूर्वमेव नेट् प्रेष्यते पुनः ज्येष्ठेभ्यः वृद् वृद्धानां प्रति मेडिसिन् मेडिसिन् पर्पस् फ़ार् मेडिसिन् पर्पस् धनम् अपि पोस्ट् द्वारा प्रेष्यते तद्धनं केवलं तत्र फ़ार् मेडिसिन् मेडिसिन् पर्पस् एव उपयुज्यते एवं बहवः सहकाराः सामाजिकेभ्यः शासनसमितिद्वारा लभ्यते